हलो नमस्ते ओ मेडं वदतु वदतु किं कार्यम् ओ ओ किं किम् आवश्यकं मेडं स्टेज् डेकोरेशन् बहूनि बहूनि आ अ ओके मेडं किं किं कार्यं किं डेक स्टेज् डेकोरेशन् वा फ़ुड् वा आ आ कु अहं वदिष्ये वदि वदामि फ़ुड् फ़ुड् फ़ुल् फ़ुड् रिसेप्षन् वा मेम् आ आ अह वयं चिन् कुर्मः भक्षणम् हा करो करोमि करोमि मेम् ओ ओके मेडम् अनन्तरं किम् आवश्यकं स्टेज् डेकोरेशन् वा किमपि आवश्यकं वा आ आ आ अहं सं फ़ोटोस् प्रेषयिष्यामि हा नूतनया अधिकं वेतनम् आवश्यकम् नूतनं टेक्नोलजि आवश्यकं चेद् आ नूतनम् अलङ्गारं नूतनम् अलङ्गारं किमपि आवश्यकं चेत् न्यू किञ्चिदधिकं वेतनम् आवश्यकम् हा सामान्यमेव सामान्यमेव सामान्यमेव पञ्च पञ्चदशसहस्रम् एच् आं फ़ुल्क् कति ऐटम्स् कति ऐटम्स् आवश्यकं फ़ुड्मध्ये ओ ओके ओके डेट् मेम् प्लीस् ओ ओके ओके डिसेम्बर् डिसेम्बर् फ़िफ़्टीन्त् डिसेम्बर् मासे ओके आ ओ अनन्तरम् आम् किम् अहं नास्तु मोदि आ आ भव् मम टीम् टीम् वर्क् अस्ति तद् अहम् प्रेषयिष्यामि तद् किम् इति तद् अहम् अनन्तरं वदिष्यामि अहं किञ्चित् अनन्तरं किं किं फ़ुड् ऐटम्स् आवश्यकम् इति वदति चेद् अहं ददामि

ओ मद्य ओके मेडम् धन्यवादः